हेलो हा वेल्कम् आ एवं एवं एवं कथयन्तु एवं एवम् एवम् आ पर्याप्तव्यवस्था वर्तते चिन्ता मास्तु तर्हि कीदृश रूम् अपेक्षते भवतीभिः यतोहि शृणोतु आ आदौ अस्माकं पार्श्वे तत्र ए सी रूम् अपि अस्ति नान् ए सी रूम् अपि अस्ति एवं त अन्यद् व्यवस्थापि वर्तते तर्हि कीदृशः रूम् अपेक्षते प्रकोष्ठः तद् वक्तुं शक्यते अ सिङ्गिल् रूम् अपि अस्ति हा सिङ्गिल् रूम् यानि तत्र एकाकी प्रकोष्ठानि वर्तन्ते तेषां तत् सर्वम् ए सी एव वर्तते अतः तत् किञ्चिद् अधिकं तत्र देयम् अस्ति एवम् एवं एवम् एवमेव एवं

एवं एवम् एवम् एवं अ त तर्हि भवती किञ्चिद् क्षणं तिष्ठतु अहं तत्र नोट् करिष्यामि रेजिस्टर् मध्ये एव तत्सर्वं स्थापयामि यतोहि तत् आदौ एव रेजिस्टर् करणीयं वर्तते बुकिङ्ग् इति तत् तर्हि भवती एव आगमिष्यति वा ह भवत्याः नाम एव अत्र दास्यामि ह एवमेवम् अस्तु कुतः एवं आ यत् तत् आदौ एव वक्तव्यम् अ अस्ति यतोहि अस्माकं होटेल् मध्ये तु भोजनव्यवस्था नास्ति परन्तु यदि भवती कथयिष्यन्ति तर्हि अ बहितः भवत्यां भवत्याः प्रति भोजनव्यवस्था कर्तुं शक्यते एवं एवं एवं एवं न न चिन्ता मास्तु चिन्ता मास्तु अस्मिन् त्रिपुराराज्ये अस्माकं होटेल् यत् वर्तते तद् बहुप्रसिद्धं वर्तते अत्र व्यवस्थापि सम्यक् अस्ति तर्हि किं किमपि चिन्ता तत्र न करणीया न होटेल् होटेल् होटेल् पक्षतः तु यानस्य व्यवस्था नास्ति परन्तु अस्माकं मित्र मित्राणि सन् सन्ति तत्र ट्राह्वेल्स् मध्ये अहं तां सूचया सूचयिष्यामि यदि भवती कुत्र गन्तुमिच्छति तर्हि तेन यानेन अपि गन्तुं शक्यते एव् एवं हा वेल्कम्